आं महोदय नमस्कारः छाया छायाचित्रकारः वा महोदय महोदय अहं सुनीलः इति मया मम कानिचन मोडल्लिङ्ग् प्रति भावचित्राणि निष्काषनीयमासीत् भवान् कर्तुं शक्नोति वा एवं वा किमर्थम् इत्युक्ते मम मित्रम् अमोगः इति अस्ति सः भवतः सङ्ख्यां दत्तवान् बहु सम्यक्तया भवान् मोड्लिङ्ग् फ़ोटो इत्यादिकं वीडियो इत्यादिकं करोति इति चित्रीकरणं करोति इति तदतं मया दूरवाणी कृतं कति स्वीकरोति महोदय भवान् कार्यक्रमः नास्ति माडेलिङ्ग् प्रति तत्र प्रेषणमस्ति चित्रमन्दिरेषु एवं तत् अड्वटैस्मेण्ट् प्रति प्रेषणमस्ति भावचित्राणि विविधस्तितौ विविधस्थितौ भावचित्राणि निष्कासनीयं तद् बहवः चित्राणि प शताधिकानि बहूनि चित्राणि निष्कासनीयं महोदय ओ अपि अपेक्ष्यते किं भो महोदय अहं मित्रं तु उक्तवान् पञ्चदशसहस्रेषु श करोति इति

ह एवं वा तर्हि महोदय भवान् भवतः आपणं कुत्र अस्ति छायाग्राहकः आपणं

एवं वा ह हा ओ एवं वा महोदय तत् तत्र स्थलम् अस्ति वा इत्युक्ते तत् तत् फ़ोटो निष्कासितं भावचित्रं निष्कास्य चित्रीकरणं कर्तुम् अस्ति स्थलं भवता आपणे एवं वा महोदय अहम् अहम् अत्र वसामि तिकोटा नगरे वसामि तिकोटातः यदि बस् बस् यानेन आगच्छामि वा बैक् यानेन आगच्छामि वा द्विचक्रिका द्विचक्रियानेन आगच्छामि एवं वा लोकयानेन आगच्छामि चत् कुत्र उतरामि महोदय गान्धिचौक् वा हा हा हा तद् सेटेलौट् बस् स्टेण्ड् वा सेटलैट् एवं वा अस्तु आगत्य सम्भाषणं करोमि धन्यवादः